चतुष्टयं चतुष्टयं चत्वारः चतुरधिकद्विसहस्रं पञ्च पञ्च चत्वारिंशत् चतुरधिकद्विसहस्रं षड् षड् चतुरधिकद्विसहस्रं सप्त सप्त चतुरधिकद्विसहस्रं नव नव चतुरधिकद्विसहस्रं दश दश चतुरधिकद्विसहस्रम्